स्थलभेदेन कालभेदेन प्रदेशभेदेन बह्व्यः समस्याः अवश्यं भवन्ति समस्याः अपि भिन्न समस्यानां प्रकाराः अपि भिन्नभिन्नाः भवन्ति इति विशेषः सामान्यतः वक्तव्यं चेत् सर्वत्रापि महिलानां रक्षणविषये समस्या तु अस्ति सा एका महती समस्या इदानीं महिलाः अपि प्रायेण सर्वं रक्षणसम्बद्ध कलाः पठन्ति इति कृत्वा तासामपि किञ्चित् परिवर्तनं जातमस्ति इति अपरः विशेषः अस्माकं शिक्षणे कार्यक्षेत्रे वा महिलाभ्यः समानावकाशः अस्ति